अन्तर्जालं पुनः तन्त्रज्ञानम् उपयुज्य संस्कृतक्षेत्रे बहवः का बहूनि कार्याणि कृतानि वर्तन्ते तत्र तन्त्रज्ञानम् उपयुज्य वेब् डेवलप्मेण्ट् एप् डेवलप्मेण्ट् सर्वं क्रियते तत्र भगवद्गीता अनन्तरम् ब्रह्मसूत्राणि न्यायसूत्राणि पुनः शब्दकल्पद्रुमा इत्यादयः विषयाः नाम एते आप् भवन्ति अनेन अस्माकं कृते अन्तर्जालमाध्यमेनैव विषयान् ज्ञातुं शक्नुमः वयं पुनः ई बुक्स् इति एवम् अस्ति तत्र बह् बहूनि पुस्तकानि उपलभ्यन्ते त तेन अस्माकं कृते उपयोगाय भवति यथा पुस्तकं विना एव अहा अन्तर्जालमाध्यमेन वयं पठितुं शक्नुमः यदा प्रवासे भवामः अथवा यदि किञ्चित् पुस्तकं न उपलभ्यते ग्रन्थालये वा अथवा आपणे वा तदा अन्तर्जालमाध्यमेनैव वयं तत् प्राप्य त तस्य तत्र विद्यमानं विषयं ज्ञातुं शक्नुमः अतः बहवः बहूनि कार्याणि कृतानि वर्तन्ते इदानीमपि कुर्वन्तः सन्ति डिक्शनरी लभ्यते पुनः बहूनि पुस्तकानि उपलभ्यन्ते बहवः कक्ष्याः अन्तर्जालमाध्यमेन प्रचलन्तः सन्ति इण्टर्नेश्नल् कक्ष्याः अथवा संस्कृतशिबिराणि तत्सर्वमपि अत्र भगवद्गीता कक्ष्याः भगवद्गीतापाठनं क्रियते सर्वं अन्तर्जालमाध्यमेन वयं प्राप्तुं शक्नुमः इदानीं संस्कृतभाषायामपि बहवः का बहूनि कार्याणि कृतानि अस्ति